बालेभ्यः पत्रिकासु विभागाः सन्ति तेषां कृते पञ्चवर्षीयाः बालाः सन्ति चेत् तेषां कृते चित्रवर्णनम् अस्ति रिक्तस्थानं पूरयतु इति भाषावर्धनार्थं क्रास्वर्ड् पज़ल्स् इति वदामः किल तदस्ति एवमस्ति अत्र व्याकरणवर्धनार्थमपि नो युवर् इङ्लीश् इति हिन्दूपत्रिकायां प्रतिदिनं पत्रिका अस्ति किन्तु सप्ताहे एकदिनं यावत् नो युवर् इङ्ग्लीश् इति आङ्ग्लभाषायां व्याकरणवर्धनार्थं स्थापितं भवति अत्र विशेषलेखाः भवन्ति तत् पठित्वा पठित्वा व्याकरणवर्धनं निश्चयेन भवति व्याकरणपठनं दोषरहितसम्भाषणं तदपि भवति सम्भाषणसन्देशः इति संस्कृतपत्रिका अपि अस्ति तथापि भाषापाकः इति अस्ति प्रतिसप्ताहं भाषापाकः एकैकं भाषाविषये व्याकरण अंशम् उद्दिश्य हेगडे महोदयेन लिखितमस्ति तदपि बहुसम्यक् अस्ति बालेभ्यः पठामश्चेत् बहुसम्यक् अस्ति अत्र भाषापाकः इति प्रथमभागः द्वितीयभागः तृतीयभागः अपि अस्ति अतः बहुदिनेभ्यः एवं प्रचलत् अस्ति विभागः अस्ति एव बालानां कृते बहु उपयोगाय भवति भाषावर्धनार्थं अपि च क्रीडार्थं समयव्यापनार्थं उत्तमरीत्या समायव्यापनार्थमपि बहवः विभागाः सन्ति एव